संस्कृतभाषायाम् इष्टतमश्लोकाः तु बहवः सन्ति तथापि नाम अधिक इष्टतमः श्लोकः वर्तते अयं निजः परो वेति गणना लघुचेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् इति संस्कृतं संभाषयामि इति अभिमानस्तु अस्ति एव कारणं संस्कृतम् अस्माकं भारतस्य मूलं वर्तते संस्कृतं पठित्वा एव अस्माकं भारतीयसंस्कृतेः विषये वयं ज्ञातुं शक्नुमः संस्कृतं न पठामः चेत् अस्माकं भारतीयज्ञानपरम्पराविषये कदापि ज्ञातुं न अर्हामः अतः भारतीयसंस्कृतिं ज्ञातुं भारतीयज्ञानपरम्परां ज्ञातुं संस्कृतम् अपेक्षते एव अतः संस्कृतं पठनीयम् अहं पठामि च अतः संस्कृतं पठामि इति मम अभिमानः अस्ति